मम ग्रामे नदी अस्ति तत्र अहं तरणस्य अभ्यासं कृतवान् मम प्रपिता मां तरणं शिक्षितवान् प्रथमम् अहम् द्विचक्रिकायाः ट्यूब् उपरि उपविश्य तरणं करोमि स्म पुनः मम कटिमध्ये संस्थाप्य अहं तरणं कृतवान् पुनः एकस्मिन् दिने अहं क ततः निष्कास्य ट्यूब् गृहीत्वा तरणं कृतवान् पुनः मन्दतया अभ्यासानन्तरं मम करौ गृहीत्वा मम पिता प्रपिता अभ्यासं कारितवान् पुनः एवमेव अभ्यासं कृत्वा मन्दतया एकमासानन्तरम् अहं सम्यक्तया तरणम् अधि गतवान् पुनः अहम् इदानीं नद्यां सर्वत्र अहं तरणं कर्तुम् शक्नोमि